देवतामूर्तीनां निर्माणविषये संस्कृत्यनुसारेण धर्मानुसारेण एवं स्थानीयपरम्परानुसारेण भिन्नभिन्नाः पद्धतयः आश्रियन्ते आदौ कीदृशशिलाखण्डम् उपयुज्य मूर्तेः निर्माणं कर्तव्यमिति निश्चयं कुर्वन्ति केचन विभिन्नलोहानाम् उपयोगेन देवतामूर्तीनां निर्माणं कुर्वन्ति सम्प्रति मूर्तीनां निर्माणार्थं कलाकारः स्वस्य ज्ञानानुगुणं स्वयं निर्माति क्वचित् यन्त्राणि उपयुज्यापि मूर्तीनां निर्माणं कुर्वन्ति मूर्तेः निर्माणानन्तरं प्राणप्रतिष्ठा कुम्भाभिषेकः इत्यादीनि धार्मिकाचरणानि भवन्ति